हरिः ओम्

हा प्रदानम् करिष्यामि हरिः ओम् एतत् संस्कृतभारतीकार्यालयवचनं वा हुब्बळि हा भगिनि अहं ह्यः भवत्याः कार्यालयम् आगतवती पत्रालयद्वारा संस्कृतमिति विषयं प्रष्टुं तत्र अहं हा तत्र अहं मम स्यूते स्थापितं स्थापितं विस्मृत्य अहं गतवती तत्र अस्ति वा भवती अन्वेषणं करोति वा न अहं कार्यालये अन्ते स्थापितवती एका उत्पीटिका अस्ति किल तद् तस्य उपरि अहं स्थापितवती तत्र अस्ति वा तद् अहं प्रथमा उत्पीटिका अस्ति किल तदुपरि अहं स्थापितवती श्वेतवर्णस्य अस्ति खलु स्यूतम् आम् आम् अस्तु मम कृते एका लेखनी अस्ति रैटोमीटर् इति पीतवर्णः आम् आम् उ उद्घाटयतु चिन्ता नास्ति हा चिन्ता नास्ति उद्घाटयतु हा तत्र एका लेकनी अस्ति तद् रैटोमीटर् आम् आं तद् तदेव तदनन्तरम् एका लघु नोट् पेड् अपि अस्ति पुस्तकम् अस्ति मम मम नाम अपि लिखितमस्ति तत्र आं तदनन्तरम् आम् आम् तदनन्तरम् एकः कि एकः इयर् फ़ोन् अपि अस्ति वा तद् तत्र बोट् इयर्फो़न्स् अस्ति वा आम् आं तदेव आम् मम

तदनन्तरम् ओ अहं श्वः आगमिष्यामि वा अहं अहं त्रिवादने आगमिष्यामि वा श्वः भवती व्यस्ता नास्ति किल तत्समये ओ परश्वः किञ्चित् कार्यमस्ति मम कृते मम शालामपि गच्छ गच्छामि तद् हा तद् किञ्चित् मम टैट् शेड्यूल् अस्ति तद् कारणं अहं न आगन्तुं न शक्नोमि परन्तु श्वः एव पञ्चवादनेवे पञ्चवादने आगमिष्यामि वा अहं ओ हो तथा वा ओ भगिनि अहं परश्वः आगत्य बा दशवादने प्रातःकाले दशवादने उद्घाटनमस्ति वा कार्यालयं दश ओ तथा वा ओ हो ओहो तथा वा अहम् आ अहं मम अग्रजः वा अथवा अनुजा वा कृते अहं पृ पृष्ट्वा अहं वदामि तद् किञ्चित् मम स्यूतः किञ्चित् मम स्यूतः ध्यानं स्वीकरोतु तद् तत्र बहु

अस्तु धनम् अस्तु धन्यवादः बहु बहु धन्यवादः अहं तद्विषयः द तद्विषये अहं निश्चयेन वदामि तदहं मम अग्रजा अथवा अनुजाः कृते पृष्ट्वा अहं भवत्याः कृते निश्चयेन वदिष्यामि अस्तु भगिनि धन्यः बहु बहु धन्यवादाः राम राम